अहं स्विगी इति माध्यमेन द्विवादने पिट्ज़्ज़ा इति ओर्डर् कृतवान् तत्र त्रिंशत् निमेषेषु डेलिवरी भविष्यति इति सूचितम् आसीत् परन्तु इदानीं पञ्चवादनम् अभूत् परन्तु इदानीं यावत् अपि पीट्ज़्ज़ा इति न लब्धवान् अहम् अहं डेलिव्री बोय् प्रति कोल् अपि कृतवान् परन्तु सः कोल् न स्वीकृतवान् तथापि अहम् एकहोरापर्यन्तं प्रतीक्षां कृतवान् अतः अधुना का समस्या वर्तते इति भवान् एव तस्य समाधानं ददातु इति